अहम् एकं डोर् मेट् क्रीतवती तत् बहु उपयोगमस्ति बहु सम्यक् अस्ति तस्य वर्णमपि बहुसुन्दरमस्ति मम गृहस्य वर्णेन सह तत् बहु मेचिङ्ग् अपि अस्ति बहुवारमहं प्रक्षालनं कृतवती परन्तु तद् सम्यगेव अस्ति बहु उपयोगमस्ति अहं बहुसन्तुष्टा अभवं तद्विषये